नमो नमः कोविड् ला लाक्डौन् काले बालानाम् अध्ययने दूरभाषायन्त्रं बहुसहायकम् आसीत् एते एत एतेन छात्राः निरोग निरोगिणः आसन् पुनः तेषां रोगः न अभवत् पुनः एतस्य अध्ययने बहुसहायकः किन्तु अस्य यदि लाभाः अस्माभिः दृष्टाः चेत् ह् हानै हानिः अपि एतैः हानिरपि बहु अस्ति पुनः छात्राणां नेत्ररोगाः तत्र उपवेशने रोगाः पुस्तकपठने अरुचिः तेषां मानसिकतनावः इत्यादिकं सर्व सर्वमपि एतस्मात् आगच्छति पुनः ते वदन्ति यत् अहं पठितुं गच्छामि पुनः तद् क्रीडां कुर्वन्तः कुर्वन्तः भवन्ति इति एतस्य हानिः इति अस्ति